अस्माकं देशात् बहवः धनिकाः धूर्ताः अधिकाधिकं ऋणं स्वीकृत्य देशान्तरं पलायन्ते अस्माकं प्रभुत्वं तादृशान् जाहाति परन्तु ये कृषकाक् ये कृषकाः अस्माकं भारत मातुः कृते सेवां कुर्वन्ति यैर्विना वयं न न नैव जीवितुं शक्नुमः तादृशानां कृते यदि ऋणम् अधिकम् अपि न दीयते यदि वा दीयते यदि कश्चित् क्लेशः जातः कृषिः सम्यक् ना आगता इति एवं प्राकृतिकक्लीशी क्लेशाः यदा अभवन् तदानीं तेषां ऋणं विमोक्तव्यमेव ते मुक्ताः भवेयुः ऋणात् तेन् सर्वकारः तावत् नाम एतावत् धनं शिक्षायाः कृते इतोऽपि कृषेः कृते एतावत् धनम् इति स्थापनीयम् तद्धनं न लाभाय द्रष्टव्यम् परन्तु केवलं कृषकाणाम् सा सेवा इति मत्वा भारतमातुः एवयन्क्रिया इति मत्वा एका सेवा इति मत्वा तत् त्यक्तव्या नाम कृषकैः यावत् धनं स्वीकृतं तेषां कृते इतोऽपि इण्ट्रस्ट् इति वदामः खलु तत् नैव भवेत् यावत् स्वीकृतं तावदेव सः दातुं शक्नोति इति भवेत् इतोऽपि कृषिकाणां तावत् उप अपेक्षितानि वस्तूनि निर् निशुल्केन दातव्यानि भवन्ति तेषां तेषां यावद् भूमिः अस्ति इति दृष्ट्वा यदि प्रभुत्वं एतादृशांशान् करोति चेत् एव अस्माकं देशः समृद्धः भवति धान्येन